मम राज्ये तु बहवः बह्वी संस् बह्व्यः संस्थाः सन्ति यत्र पारम्बिक् पारम्परिकशिक्षणं दीयते यथा सूरत् नगरे सूर्यपूरां संस्कृतपाठशाला मल्साडनगरे शि मुक्तानन्द संस्कृत महाविद्यालयः एवमेव तद्न् समीपे पाडी इत्यस्ति तत्र सात् वोल्लेकड् संस्कृत पाठशाला एवम् अम्दाबाद् मध्ये दर्शनं सोला सोलाभागवद् विद्यापीठम् एवं बह्व्यः संस्थाः सन्ति यत्र पारम्परिकशिक्षणं दीयमानमस्ति बहुत्र तु समीचीनतया शिक्षणं भवति कुत्रचित् इतोपि वर्धनं भवेदिति मम चिन्तनं तदर्थं तु छात्राः सम्प्रेरणीयाः ते सम्यक्तया अध्ययनं कुर्युः सम्यक्त या अध्ययनं कृत्वा पुनः ते एव आगत्य तत्तत् संस्थात्सु गत् तत्र गत्वा अध्यापनं कुर्युः यतः क्लेशः नाम तत्र पठित्वा सर्वे अन्यत्र अन्यत्र गच्छन्ति भिन्नभिन्नसंस्थासु तत्संस्थासु च आचार्याः न्यूनाः भवन्ति तत् कारणेन किञ्चित् अध्ययनस्तरं न्यूनं भवति नाम सम्यक्तया वा पाठादिकं भवितुं न अर्हति इति कृत्वा छात्राः सम्प्रेरणीयाः विशेषतया छात्राः सम्प्रेरणीयाः ते एव तत्र आगत्य तत्तत्संस्थासु च शास्त्राणां पारम्भिक पारम्परिक अध्ययनं कारयेयुः अध्यापनं कुर्युः इति विशेषतः मम अभिप्रायः त तेषां कृतेपि व्यवस्था अपि तादृशी स्यात् येन ते पलायिताः न भवेयुः इति किञ्चित् व्यव् काचित् व्यवस्था कर्तव्यम्